कलाः क्रीडाः क्लब् इत्यादीनि पाठ्येतरक्रिया कलापानि च छात्रस्य समग्रशिक्षायाम् अत्यन्तं योगदानं कुर्वन्ति एवं छात्रस्य विकासे अपि महत्त्वपूर्णप्रभावः द्रष्टुं शक्यते यदा छात्राः एतादृशकलाः क्रीडाः क्लब् इत्यादीनि पाठ्येतर का क्रिया कलापे कार्यक्रमेषु भागं कुर्वन्ति भागं गृही बा भागं गृह्णन्ति तदानीं तस्य छात्रस्य बलं किं वीक्नसस् कानि इति अवगन्तुं शक्यते शिक्षकद्वारा तदनन्तरं तस्य छात्रस्य यदि वीक्नस् भवति तस्मात् बहिरागन्तव्यम् अथवा तत् वीक्नेस् अधिगम्य किं करणीयम् इति अध्यापकद्वारा गैड् कर्तुं शक्यते